एकवारं मया तिरुपतितः निल्लुर्गमनसमये मध्यमार्गं समस्या अनुभूता का समस्या इति यदा अहं दृष्टवान् तदानीं याने ईन्धनस्य न्यूनता जाता एवं च यानस्य चक्रस् चक्रे अपि भग्नता आगता कमपि अहं चलवानीं प्रवर्तितुं यदा उत्सुको आसम् तस्मिन् समये तत्स्थाने अन्तर्जालस्य महती समस्या आसीत् अतः कमपि चलवाणीं प्रवर्तितुम् अहं न शक्तवान् एवं प्रातरारभ्य बुभुक्षकारणात् भो भोजनालयः भोजनालयस्य अप्राप्तेः कारणादपि महती समस्या अनुभूता एतासु समस्यासु मध्ये कश्चन सत्पुरुषः आगत्य मां तस्यायाः तस्याः समस्यायाः उत्थानं कृतवान् एताः समस्याः मया गमनसमये अनुभूता